आम् अहं लोकयानस्य विषये वक्तुं शक्नोमि किमर्थमित्युक्ते बाल्यादारभ्य सर्वदा अहं लोक्यानेन एव प्रयाणं करोमि यदा प्रथमकक्षीयः आसम् अहं तदा तु गृहात् किञ्चित् दूरे एव शाला आसीत् तस्मात् अनन्तरं यदा प्रौढशालानन्तरं यदा विद्यालयं गतवान् तदा तु लोकयानेनैव प्रयाणं करोमि स्म करोमि स्म सर्वदा लोकयानेनैव प्रतिदिनं पञ्चाशत् किलोमीटर् यावत् अहं प्रयाणं करोमि स्म तस्मात् कारणात् लोकयानं बहु प्रियकरं वर्तते मह्यं लोकयानं क्वचित् क्लेशाय तथापि लोकयानेन प्रयाणः बहु किं वदामः विनोदकरः मया सर्वदा अत्र हम्पी अस्ति बनवासि अस्ति आन्ध्रप्रदेशे तिरुपतिः नामकः देवालयः वर्तते वर्तते तथैव शृङ्गेरी अस्ति शृङ्गेरी मध्ये शारदापीठमस्ति जगद्गुरूणां पीठमस्ति तत्रापि तथैव बेङ्गळूरु अस्ति सर्वात्रहं लोकयानेनैव प्रवासं करोमि